हरिओम् भवद्भिः कीदृशम् अकौण्ट् अपेक्षते तत्र सेविङ्ग् अकौण्ट् अस्ति करण्ट् अकौण्ट् अस्ति अन्यथा एफ़् डी इत्यादि करणीयं किम् अस्ति बहु भवतां कृते करण्ट् अकौण्ट् एव सम्यक् भविष्यति यतो हि सेविङ्ग् अकौण्ट् इत्यादिकं यदि ये तत्र सेवायां सन्ति येः तेषां कृते सेविङ्ग् अकौण्ट् भवति भवतां कृते करण्ट् अकौण्ट् इति सम्यक् भविष्यति भवतां तत्र आधार आधारकार्ड् अपेक्षते तत्र भावचित्रं द्वयं तथा च अस्ति एकम् अत्र पत्रं दीयते अस्माभिः तत् पूरणीयं अन्यत् तत्र मिनिमम् यतो हि छात्राणां कृते

तत्र मया उक्तं यत् आधारकार्डम् अपेक्षते भवतां भावचित्रं द्वयम् अपेक्षते एकं पत्रं इतः दीयते तत् पूरणीयं अनन्तरं यतो हि छात्राणां कृते अस्माकं बेङ्क् मध्ये विशेषयोजना अस्ति अर्थात् तत्र शत रूप्यकाणि एव आदौ दातव्यमस्ति तेनैव भवतां तत्र अकौण्ट् उद्घाटनं भविष्यति अनन्तरं भवतां यदा रूप्यकाणि निष्कासनं क्रियते तदा जीरो अकौण्ट् भवति यथा सर्वं भवतां कृते मिलिष्यति यद्धनं भव भवद्भिः तत्र संरक्षणं क्रियते तस्य पूर्णं पूर्णलाभः भवद्भिः मिलिष्यति किं भवतां कृते ए टि एम् अपि मिलिष्यति अनन्तरं यदि भवतां अकौण्ट् मध्ये पञ्चसहस्रतः अधिक अधिकं धनं भविष्यति चेत् भवतां कृते अस्माभिः तत्र चेक् चेक् बुक् अपि दीयते तत्तु सेविङ्ग् अकौण्ट् मध्ये अस्माभिः दीयते अस्तु